अहं पूर्वे वर्षचतुष्टयं वेदम् अधीतवान् तत्र श्रवणसंस्कारः अस्ति पुनश्च संस्कृतभाषायाः उच्चारणम् उच्चारणकौशलमपि अस्ति संस्कृतेन सह मम अनुभवः इत्युक्ते यदा अहं संस्कृतम् संस्कृतस्य अध्ययनम् आरब्धवान् तदा तस् तदनन्तरं मम भाषायाः पुनश्च मम चिन्तनेपि संस्कारः आगतमस्ति पुनश्च यत्र कुत्रापि वा भवतु मया किं कर्तव्यं कथं भाव्यम् इत्यादि उचितानुचितं विवेकज्ञानम् आगतम् ये पुनश्च संस्कृते किं नास्ति किम् अस्ति इति अवगन्तुम् अहम् इदानीमपि अहं चिन्तयन्नेव अस्मि कथम् अस्ति संस्कृतभाषायाः स्वरूपम् ततः मम दायित्वं किम् इति चिन्तनमस्ति संस्कृते संस्कृतसाहित्ये मम अभिरुचिः बहु वर्तते तत्र अभिज्ञानशाकुन्तलं वा भवतु रघुवंशो वा किमपि वा साहित्यविषये मम चिन्तनं बहु अस्ति तत्र प्रयासः कुर्वन्नेव अस्मि